स्थानीयाः क्रीडाः सन्ति चेत् अहम् चेस् बहु इच्छामि यतो हि तत्र अस्माभिः चिन्तनीयं भवति किमपि करणीयं चेत् तत्र तस्मात् पूर्वं किं भविष्यति किं पूर्वं किं परम् इति सर्वं चिन्तयित्वा कस्य स्थानं परिवर्तनीयं कं प्रेषणीयमिति सर्वं द्रष्टव्यं भवति तादृशी व्यवस्था बहु रोचते अतः अहं प्रायशः पश्यामि अन्यथा क्रीडितुम् अपि शक्नोमि अहं क्रीडापटुः नास्मि चेस्मध्ये विशेषतया पटुत्वं तु नास्ति परम् इच्छामि बहु ज्ञातुम् अपि इच्छामि एवं च क्रीडितुमपि इच्छामि यतो हि तत्र तं क्रीडां तां क्रीडां वयं क्रीडामः चेत् बुद्ध्याः वर्धनं भवति एवं च शान्ततया उपविश्य चिन्तनं कर्तुं व वयं शक्ष्यामः अतः तां क्रीडाम् अहम् इच्छामि